द भारते बहवः लोकप्रियाः योगगुरवः सन्ति तत्र मम प्रियः वर्तते रामकृष्णपरमहंस हंसः सः वस्तुतः योग् योगी अपि आसीत् किमपि सः बहुकिमपि आसीत् किन्तु वस्तुतः योगीरूपेण वयं यदि तं पश्यामश्चेत् सः महान् योगगुरु गुरुः असीत् एवं तस्येव शिष्य विवेकानन्दः आसीत् अतः सः मत्कृते सः मम प्रियः वर्तते एवम् अन्यः अस्ति योगानन्दः तस्य पुस्तकमपि वर्तते द आटो बायोग्राफ़ि आफ़् एन् योगी यदा अहं तत् पुस्तकं पठितवान् तदा अहं ज्ञातवान् यत् योगेन किं किं भवितुमर्हति कीदृशाः पारलौकिकाः अनुभवाः भवन्ति ये जनाः प्रायेण बुद्धिः इयं विषयं न स्वीकर्तुं शक्नोति इयं विषयं न ग्रहीतुं शक्नोति तस्य विषयस्य अनुभवः योगेन भवितुमर्हति अतः एते मम प्रायेण प्रियः गुरुव सन्ति योगक्षेत्रे